सामाजिकपरिवर्तनम् अभिवृद्धिः इति नाम्ना मम प्रदेशे प्रचाल्यमानकार्येषु साधु अस्ति जनानाम् उन्नतिः भवति कार्यं क्षेत्रम् अधिकं भवति अर्थात् जनानां कार्यक्षेत्रम् अधिकं भवति चेत् जनानां सामाजिकपरिवर्तनम् अपि वृद्धिः भवति श् जनानाम् उन्नतिः अपि अधिकं भवति यस्य कारणेन जनानां सामाजिकपरिवर्तनम् अधिकं वृद्धिः भवति परन्तु परिवेशदूषणमपि भवति परिवेशस्य भाषाम्म न्यूनता भवति यस्य कारणेन भविष्यति समस्या अधिकं भविष्यति अथवा समस्या अधिकं परिदृश्यते भवनसंरचनारूपं रूपाभिवृद्धौ तत्र इतोऽपि समीचीनं भवेत् इति मम मनसि तत्र वृक्षारोपणम् अधिकं करणीयं तद्विषये अस्माकम् अधिकं चिन्तनं करणीयम् इति मया चिन्त्यते धन्यवादः